अहं ट्रेडिश्नल् रूपेण किं किं चित्रम् अस्ति तद् अहं स्वीक्र क्रीणामि किमर्थम् इत्युक्ते ट्रेडिश्नल् रूपेण अहं भवितुम् इच्छा अस्ति तदर्तं ट्रेडिश्नल् चित्राणि कानि कानि सन्ति तदेव सर्वदा अहं क्रीणामि सर्वे ट्रेडिशनल् रूपेण भवामः चेत् सम्यक् भवति अस्माकं परम्परायाः रूपेण किं किं ते फ़ालो कुर्वन्ति तदेव वयमपि फ़ालो करणीयम् इति मम इच्छा तदर्थम् अहं ट्रेडिशनल् रूपेण यत् यत् चित्राणि सन्ति तदेव क्रीणामि